यद्यपि विंशतितमशतमाने संस्कृतस्य संस्कृतस्य अध्ययनं भारते किञ्चित् न्यूनमासीत् इदानिं संस्कृतभाषायाः अध्ययनं वर्धते बह्व्यः संस्थाः तत्र कार्यं कुर्वन्तः सन्ति यथा संस्कृतभारती व्योमसंस्था अन्ये अन्यानि विद्या अन्याः विद्यालयाः राष्ट्रियसंस्कृतसंस्थानं सर्वत्र विश्वविद्यालयाः सन्ति यत्र छात्राः संस्कृतं पठन्ति शास्त्रं पठन्ति अतः संरक्षणम् उन्नयनं च इदानीं वर्धमानमेव वर्तते अग्रे संस्कृतं संस्कृतभाषा उत्तमं स्थानं प्राप्नोति इति अस्माकम् आशयः अस्ति अस्माकं विश्वासः अपि वर्तते